चारणार्थम् इष्टतमाः प्रदेशाः अथवा भूविन्यासः कः इति पृष्टमस्ति तत्र सर्वेऽपि इष्टतमाः एव पर्वताः अपि इष्टानि वनान्यपि इष्टानि तटीयप्रदेशाः अपि इष्टाः एवञ्च सर्वमपि द्रष्टव्यमेव यत्किञ्चित् द्रष्टुं योग्यं यत्किञ्चित् रमणीयं यत्किञ्चित् अनुपमम् असदृशम् असदृशं सर्वमपि तत्र चारणार्थम् इष्टतममेव भवति एवञ्च केचन तत्र मया दृष्टाः अथवा ये द्रष्टुं योग्याः तादृशाः केचन प्रदेशाः कर्नाटकेषु के इति यदि चिन्तयामि तर्हि तादृशेषु प्रदेशेषु कोडचाद्रि इति कश्चन पर्वतप्रदेशः वर्तते यस्य निकटे यस्य तटे मूकाम्बिकायाः प्रसिद्धः देवालयः अस्ति ततः यदि आरोहणं क्रियते कोडचाद्रिपर्वतस्य शिखरप्रदेशं प्राप्नुमः तत्र गमनमार्गे अरण्यमपि अस्ति एवं जलपाताः अपि दृश्यन्ते यदि तत्र वृष्टिकाले वृष्टिकालात् परं गम्यते पुनश्च अयं प्रसिद्धे अत्यन्तम् उन्नतेषु पर्वतेषु अन्यतमः इति परिगण्यते नाटकेषु तन्निकटे ततः अधः यद्यागम्यते तर्हि समुद्रप्रदेशाः अपि दृश्यन्ते अतः अत्र वनमपि अस्ति पर्वतोप्ययं जलदर्शनमपि भवति समुद्रसमुद्रोऽपि निकटे वर्तते एतादृशाः प्रदेशाः अथवा एतादृशाः भूविन्यासाः मम इष्टतमाः अन्येपि हिमालये हिमावृतपर्वतेषु अपि केचन प्रदेशाः द्रष्टव्याः इति वर्तते यथा तत्र व्याली आफ़् फ़्ल फ़्लवर्स् इति श्रुतमस्ति उत्तराखण्ड् राज्ये चमोलि प्रदेशे इदं स्थानम् अस्ति इदम् अत्यन्तं प्रसिद्धं बहवः जनाः प्रतिवर्षं तत्र गच्छन्ति यत्र बहुविधपुष्पाणि विकस्यन्ते नेशनल् पार्क् इत्यपि इदं परिगण्यते एवम् अन्येऽपि केचन प्रदेशाः मया द्रष्टव्यत्वेन इष्टाः सन्ति केदार्तल् इति कश्चन प्रदेशः उत्तराखण्ड् राज्ये अस्ति यः यो योऽपि अत्यन्तं प्रसिद्धः एवं हर्कीदून् इति कश्चन देशः अस्ति ब्रह्मतल् ट्रक् इति मया श्रुतमस्ति इदमपि उत्तराखण्ड् राज्ये एव वर्तते एवं केचन प्रसिद्धाः प्रदेशाः ये वर्तन्ते हिमालयपर्वतेषु ते द्रष्टव्याः इति अस्ति तेन सह अन्येऽपि केचन प्रदेशाः यथा मनाली अस्ति मुन्नार् अस्ति नैनिताल् वयनाड् कूर्ग् एतादृशाः अपि केचन प्रदेशाः यत्र विविविधभूविन्यासान् वयं द्रष्टुं शक्नुमः तादृश तादृशेषु अपि स्थानेषु चारणार्थं गन्तुम् इच्छामि